पाककाले वयं बहूनि पात्राणि पात्राणि उपयुज्यन्ते प्रथमं तु छुल्लिका अनिलछुल्लिका तद् तत्तु प्रथममावश्यकं विद्युत् छुल्लिका अपि उपयुज्यन्ते अनन्तरं तदनन्तरं कुक्कर् प्रेशर् कुक्कर् अनिलः प्रेशर् कुक्कर् इति प्रेशर् कुकर् उपयुज्यन्ते दर्वी रन्ध्रदर्वी चषकं स्थालिकां वेल्लनी वेल्लनं वेल्लनं कर्तुं पीठं रोटिकां कर्तुं पीठमपि आवश्यकं भवति तदपि उपयुज्यन्ते तदनन्तरं लघूनि पात्राणि कांस्यानि उपयुज्यन्ते तावदेव